हरि ओम् हरि ओम् आगच्छतु भगिनी आगच्छतु आगच्छतु शाकानि आवश्यानि वा वदतु वदतु हा किम् आवश्यकम् शाकानि आहा शाकानि आवश्यकानि वा पूजा पूजार्थंं अस्ति वा बहु उत्तमं बहूनि शाकानि सन्ति किम् आवश्यकम् इति वदतु कोषातिकी अस्ति निष्पापः अस्ति भिण्डीनकम् अस्ति आ पटोल पटोलः अस्ति आ अनन्तरं लघु कूष्माण्डः अस्ति आ किं चत्वारिंशत् चत्वारिंशत् रूप्यकाणि किलो पर्यन्तं आ कियद् आवश्यकं किलो द्वयं आवश्यकं वा किञ्चित् न्यूनं करोमि अहं आ अस्तु अस्तु अष्टत्रिंश अष्टात्र अष्ट्त्रिंशत् रूप्यकाणि नाम षट्सप्ततिरूप्यकाणि किलो द्वयस्य अस्तु वा आम् अत अत एव अत एव न्यूनं कृतं अत एव न्यूनं कृतवान् खलु इदानीं चत्वारिंशत् आसीत् इदानीं अष्टत्रिंशत् भिण्डीनकम् अस्ति हा भिण्डीनकमस्ति भिण्डीनकमस्ति चत्वारिंशत् रूप्यकाणि किलो पर्यन्तं चत्वारिंशत् चत्वारिंशत् रूप्यकाणि तदपि चत्वारिंशत् रूप्यकाणि अस्तु अष्टत्रिंशत् ददातु कियद् आवश्यकं कियद् आवश्यकम् किलो द्वयम् अस्तु अनन्तरं अनन्तरं आ शाकपुष्पं पत्र पत्र पत्र पत्रशाकम् आवश्यकं वा हा आ तत्र किलो न एकस्य एकस्य विंशतिः रूप्यकाणि अस्तु अस्तु हा मूल्यं न न्यू अन्य अन्यस्मिन् आपणे पश्यतु इदानीं पञ्चाशत् पञ्चाशत् रूप्यकाणि किलो कोषातकी अत्र अहम् इदानीं एव पृष्ट्वा आगतवान् आम् मरीचिकां ददामि अहं मरीचिकां ददामि अहं मरीचिकाम् अत्र निःशुल्कं ददामि आम् अनन्तरं आ पलाण्डु पलाण्डु आवश्यकं पलाण्डु आवश्यकं वा पलाण्डु हो पूजा समये पलाण्डु पलाण्डु न अस्तु अस्तु चिन्ता नास्ति तत् उत्तमं उत्तमं हा जानामि जानामि अपक्वम् आम्रम् अस्ति अस्ति अस्ति अस्ति इदानीं तु सर्वत्र न लभ्यते किन्तु मम आपणे अस्ति इदानीं आम् आम् आ एकस्य पञ्चरूप्यकाणि हा ददामि अस्तु अस्तु ददामि ददामि आम् अस्तु अस्तु